अहं गतमासे नूतननूपुरं स्वीकृतवती एतत्तु बहु समीचिनतया अस्ति एतत् शब्दं तु अहं कुत्र भवामि चेतपि मम मातरं श्रूयते एतत् धरामश्चेत् तु बहु समीचिनतया मम पादं दृश्यते मह्यं तु एतत् नूपुरं बहु इच्छा अभवत्